मम राजस्थान इति राज्यम् अत्र बहवो हि कलाप्रकाराः वर्तन्ते तत्र गूमर् इति नृत्यविशेषः अत्यन्तं प्रसिद्धः गूमर् मध्ये विशिष्य महिलाः नृत्यं कुर्वन्ति एवं कालबेलिया नृत्यम् अपि भवति अत्र विशेष परिधानं धृत्वा नृत्यन्ति बालिकाः महिलाश्च किञ्च नर्तनसमये एव इतिहासस्य संस्कृतेश्च दर्शनमपि कारयन्ति गानमपि तादृशमेव भवति यत्र संस्कृतेः प्रतिबिम्बनं जायते